ग्रामीणक्षेत्रे कृषकस्य समक्षम् विद्युत् समस्या अस्ति जलं न लभ्यते साधारणतया कञ्चन क्षेत्रे अन्येकम् यदि कृषिफलितम् आगमनानन्तरं तद् विक्रयणं कर्तुम् अपि समस्या अस्ति कीटकनाशिनि रसायनानाम् उपयोगं कारणेन क्ष् कृषिक्षेत्रे अपि बहूनि समस्या आगच्छन्ति कृषिवर्धनं न भवति लाभमपि न्यूनम् अभवत्